आम् ये शिल्पकलां शिक्षितुम् इच्छन्ति तेभ्यः मम एकमेव उपदेशः अस्ति यत्ते स्वभारतीयसंस्कृतेः गर्वं कुर्वन्तु भारतीयशिल्पस्य विषये भवतः हृदये जिज्ञासा अवश्यं वर्तते यदि भवन्तः शिल्पकलाविषये ज्ञास्यन्ति तर्हि भारतीयसंस्कृतेः विषये गर्वः भवति अहं कुत्रापि वैज्ञानिकतया न अधीतवान् अहं मम जिज्ञासायाः माध्यमेन ज्ञातवान् यदि भवन्तः इच्छन्ति तर्हि दक्षिणभारते जिज्ञासां कर्तुं शक्नोति परन्तु अहं वसामि तत्र इदं शास्त्रं कोपि न पाठ्यते भवतः जिज्ञासा एव तत्र ज्ञानं दास्यति